सार्वजनिकप्रदर्शनार्थम् अथवा प्रतिष्ठापनार्थं क्रियमाणेषु शिल्पेषु सौन्दर्यम् औचित्यं च रक्षणं रक्षणम् अवश्यम् एव तस्य रक्षणम् अस्माभिः सम्यक् एव करणीयं भवति यदि वयं सार्वजनिक प्रदर्शनेषु शिल्पं स्थापयामः तस्य शैनिङ्ग् यथा किं कान्तिः रक्षणीया भवति तस्य सौन्दर्यस्य किं भग्नः न भवेत् तादृशं रक्षणं कर्तुम् अस्माभिः प्रयत्नं करणीयम् एव तस्य निमित्तं वयम् एकं वा द्वयं योजनीयं भवति अहं तु यदा बाल्यादारभ्य पश्यामि मम ग्रामे एकं बहु एकं शिल्पेन एव निर्मितम् एकं मन्दिरमस्ति बहु उत्तमं मन्दिरं तदहं सर्वदा पश्यामि तस्य रक्षणम् दिने रात्रौ च कुर्वन्ति तेषाम् इत्युक्ते तस्य भग्नं न भवेत् इति तादृशं विचारेण एव अस्माभिः क्रियते अतः तस्य सौन्दर्यस्य भग्नः यथा न भवेत् तथैव अस्माभिः रक्षणीयं भवति एवम् अस्माभिः तैलमार्जनम् इत्युक्ते स्पञ्ज् मार्जनं भवति तादृशेन अस्माभिः सार्वजनिकप्रदर्शनार्थं यत् स्थापितं शिल्पं रक्षयितुं शक्नुमः तद् एवमेव तस्य सौन्दर्यमपि भग्नं न करणीयम् इति अस्माकम् आशयः आशयः भवेत् तस्य रा रक्षणम् अग्रिमं जनाङ्गस्य कृते तस्य किम् उपयोगः दानं चेत् अस्माभिः रक्षणीयम् एव भवति एवं सार्वजनिकप्रदर्शनार्थं यदा प्रतिष्ठानार्थं क्रियमाणाः शिल्पाः एकस्मिन् प्रदेशतः एकं प्रदेशं नयामः चेत् तस्य पालनम् अनन्तरम् तस्य यथा भग्नं न भवेत् तद् रक्षणं तु बहु कष्टकरमेव तथापि तद् अस्माभिः कर्तव्यमेव किमर्थम् इत्युक्ते तस्य एवम् तस्य पालनम् अस्माभिः करणीयमेव भवति एतादृशम् विषये अस्माभिः अवधानं दीयते चेत् चेत् शिल्पाः अग्रिमं जन्रेशं प्रति अग्रिमजनाङ्गस्य कृते प्राप्यते नो चेत् तस्य सौन्दर्यस्य भग्नं भवति इति मम आशयः एवं सार्वजनिकप्रदर्शनार्थम् अथवा प्रतिष्ठापनार्थं क्रियमाणाः शिल्पासु अस्माभिः तद् एकैकव्यक्तेः कृते दायित्वं दत्वा तस्य रक्षणं कथम् इति चिन्तनीयम् इति मम आशा